देवतामूर्तीनां निर्माणविषये का पद्धति आश्रीयते इति विषये तादृशं ज्ञानं मम कृते नास्ति किन्तु अहं मध्ये मध्ये नृत्यं शिला वृक्षाः तादृशानि मध्ये देवतामूर्तीनाम् आचरणं दृष्टवती अस्मि अहं मृद्विषये किञ्चित् जानामि किमपि कुलालः किञ्चित् घटः मृत् स्वीकृत्य गणेशः इत्यादि सरस्वती कृष्णः इत्यादि मृत् उपयुज्य कृतवन्तः आसीत् तदपि आराधनं कर्तुम् शक्यते एव इतोपि गणेश चतुर्थीमध्ये मृत् उपयोगं कृत्वा बृहत् विग् विनायकं विनायकं निर्माणं कृत्वा तत् जलसागरे स्थापयति इति अहं दृष्टवती अस्मि तदा परिसरे यत् मृत् मध्ये मृत् अत्यधिकम् उपलब्धम् अस्ति अस्माकं कृते अतः मृत् उपयोगं कृत्वा अधिकं देवतामूर्तिरूपं करोति एव इतोपि व्यवसायरूपेणापि मृत् उपयोगं कृत्वा देवतामूर्तीनाम् देवतामूर्तीनां आकृतिः कृत्वा व्यवसायमपि कृतवन्तः अस्ति इतोपि शिलामध्ये अपि यत्र कुत्रापि मन्दिरे शिला आगत्य तत्र चक्षुः नेत्रं नासिका अत्र कथम् अस्ति तत् प्रार्थनां पूजामपि कृतवन्तः वृक्षं मध्येपि किञ्चित् कोपि करोति तादृशम्